द्विसहस्रतमवर्षस्य जनवरी मासस्य पञ्चदशदिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षस्य फ़ेब्रुवरी मासस्य द्वादशदिनाङ्कः पञ्चदशाधिकद्विसहस्रवर्षस्य मार्च् मासस्य एकः दिनाङ्कः सप्तदशाधिकद्विसहस्रवर्षस्य जून् मासस्य षोडशदिनाङ्कः विंशत्यधिकद्विसहस्राधिकवर्षस्य डिसेम्बर् मासस्य अष्टाविंशतिदिनाङ्कः